मम गृहे पाकशालायां कानिचन विद्युत् उपकरणानि सन्ति यथा इलेक्ट्रिक् स्टव् फ्रिज्ज् मिक्सर् ग्रैण्डर् इत्यादि सन्ति यदि इलेक्ट्रिक् स्टव् न भवति तदा सर्वदा ग्यास् उपकरणद्वारा एव अस्माभिः पचनं कार्यं भवति अथवा पुरातनकाले यथा काष्ठानि उपयुज्यन्ते स्म तथा कर्तुं शक्यते किन्तु नगरेषु अस्य सम्भवः नास्ति अतः यत् इलेक्ट्रिक् स्टव् भवति तस्य उपकरणम् तस्य उपकरणस्य उपयोगः ग्यास् अभावे अधिकं भवति अन्यथा अपि द्वित्रीणि चुल्ली अपेक्षितञ्चेत् तदा तस्य उपयोगः सम्यक् कर्तुं शक्यते पुनः च यथा रेफ़्रिज्रेटर् उच्यते तस्यापि शीतलीकरणार्थं वस्तूनां सम्पादनार्थं पाकादिनां रक्षणार्थञ्च तस्य उपयोगः भवति एवञ्च अन्य च अन्यानि वस्तूनि यानि सन्ति तान्यपि अत्र उपयुक्तानि सन्ति यदि आधुनिककाले एतेषाम् उपयोगः न क्रियते अस्माकं पाचनक्रिया किञ्चित् कठिनायते सर्वेपि वयं कार्ये मग्नाः शीघ्रतया पाकं सम्पादनीयम् इति कारणेन अस्य उपयोगः अत्यन्तम् उपयुक्तम् अस्ति